मया इदानीं भवतां रेस्टोरेण्ट् द्वारा खाद्यं स्वीकृतम् आसीत् भवन्तः तु प्रेषितवन्तः समये प्रेषितवन्तः तत्र भवतां तत्र वस्तुसु किं आवरणं तत्सर्वं बहुसमीचीनम् आसीत् किन्तु अन्तः खाद्यम् एव सम्यक् न आसीत् मसालादोसा इति सूचितम् आसीत् प्रेषितवन्तः मसालादोसा दोसा तु बहुरुचिकरम् आसीत् किन्तु तत्र अन्तः विद्यमानम् आलूकस्य व्यञ्जनं तत्तु बहु दुर्गन्धयुक्तं तत् किमपि कर्तुम् एव अशक्तं पुनश्च भवद्भिः प्रेषितम् चट्नि अपि तत्र प्रायः द्वित्रिदिनात् पूर्वं कृतं चट्नि प्रेषितवन्तः स्युः अतः तत्र नारिकेलस्य तत्र समीचीनता नासीत् एवं बहुकष्टम् अनुभूतम् एवमेव क्रियते चेत् पुनः अस्माभिः भवतां सकाशात् किमपि स्वीकर्तुं मन एव न भवति अतः पश्यन्तु तत् कथं कर्तव्यं किं कर्तव्यं मया तु इदानीं सद्यः मार्गान्तरं नासीत् खादितमेव इदानीं भवद्भिः तस्य किं कुर्वन्ति पश्यन्तु भवन्तः एव जानन्ति पुनः मया तु न उच्यते भवन्तः एव सम्भाषणं कृत्वा वदन्तु